अस्माकं ग्रामे विवाहस्य व्यवस्था बहु सम्यक् वर्तते द्वयोः परिवारयोः प्रथमं समागमस्य व्यवस्था कथं भवति इति चेत् प्रथमं तु कन्यापक्षतः जन्मकुण्डली जन्मपत्रिका गच्छति तथा च वरवधुः वरकन्यायाः जनपत्रिकां पूर्वं तत्र तस्य मेलनं भवति मेलनं भवति मेलनं भवति चेत् तदा वरपक्षः पक्षस्य जनाः कन्यापक्षस्य गृहे गच्छन्ति तथा च कन्यापक्षस्य जनानाम्मध्ये वरपक्षस्य जनानाम्मध्ये मेलनं भवति तथा च वर कन्यायाः मध्ये अपि मेलनं तत्र भवति किमपि व्यवहारः तत्र जायते नामाधिकम् तत्र पृच्छते प्रा पृच्छते तस्य प्रश्नः भवति एवं प्रकारेण तत्र स् द्वयोः परिवारयोः प्रथमं प्रथमं प्रथमं समागमं भवति अतः उचिता व्यवस्था वर्तते